ह्यः एकनूतनं स्यूतं कृतवती खलु अहं चिन्तयति बहु सम्यक् अस्ति इति परन्तु जि़प् गत जातम् बहु अनुकूलं न भवति किमर्थं ए ए तादृशी स्यूतं क्रीतवती इति अहम् इदानीं पश्चात्तापं करोति पश्यामि एतत् बहु भारम् अस्ति दृष्ट्वा चिन्तय चिन्तितवती बहु भारं नास्ति इति परन्तु अटनार्थम् यदा अहम् तस्य उपयोगं कृतवती बहु भारम् अस्ति अतः एतत् नष्टं भवति मम मूल्यमपि जातं धनमपि नष्टं भवति